अत्र विज्ञानं गणितम् इति सर्वे विद्यालयेषु महाविद्यालयेषु पठन्ति अहमपि एतादृशं पठितवान् अन्य उपरि स्थानं गन्तुं महाविद्यालय महाविद्यालयान् गच्छन्ति वा ऐ ऐ टि नीट् तादृशपरिक्षाः सन्ति चेत् विशेषकक्षां गच्छन्ति प्रविशन्ति पठन्ति विज्ञानं गणि गणितम् इति तदनन्तरम् विशेषकक्षा इति मया न श्रुतं तादृशम् परन्तु अहं जानामि संस्कृतफ़ौण्डेशन् इति एका संस्था अस्ति तत्र भारतीय गणितं भारतीयविज्ञानं वेदेषु गणितं वेदेषु विज्ञानम् इति कथम् इति पुस्तकानि सन्ति इति अहं जानामि तत्र अस्माकं गृहे अपि पुस्तकानि सन्ति वयं क्रीतवन्तः तादृशं पठनार्थम् इदानीम् अवसरः लब्धः इति उत्तमविषयः परन्तु केचन पठन्ति वा इति प्रश्नः अस्ति चेत् अहं न जाने तादृशप्रसिद्धिः इदानीं नास्ति विद्यालयः महाविद्यालयः विद्यालयस्य अपेक्षया अन्यत्र पठन्ति वा इति अहं न जाने राम राम